अहं शिल्पनिर्माणे काष्ठमूर्तीनां निर्माणे उत्सुकः अस्मि अतः अहं सर्वदा कुट्टकादिकम् उपयोजयामि तत्र सीक्ष्मातिसूक्ष्मं कलानैपुण्यं यदा अहं विरचयामि तस्मिन् सन्दर्भे रोचकताम् अनुभवामि यतः तत्र मम कौशलम् अपेक्षते मम समीपे मत्समीपे तादृशरीत्या कौशलं विद्यते इत्येव तदनन्तरं तद् तस्य निर्माणाद् परम् अहम् आनन्दम् अनुभवामि प्रतिक्षणं तत्र मम एकाग्रता अपेक्षते एकाग्रतायां निर्मिताम् एतादृशानां मूर्तीनाम् अनन्तरं यः कोऽपि मनुजः धनं दत्वा स्वीकरोति अथवा तत्र विक्रयणं भवति तस्मिन् सन्दर्भेऽपि महान् आनन्दम् अनुभवामि तत्र यत्र यत्र मम कार्यप्रवर्तनम् अस्ति तत्र तत्र जनाः मत्कौशलं तत्र उद्घोषणं कुर्वन्ति गौरवपूर्वकं तादृशं गौरवं कलाकाराय सर्वत्र लभ्यते इति मम मतिः नमस्कारः